हा नमो नमः महोदय एका समस्या अस्ति याने यानेन सीटिङ्व्यवस्था सम्यक् नास्ति एतदर्थं भवान् किमपि चेञ्ज् कर्तुं शक्यते तर्हि करोतु भोः बहु साहाय्यं भवति अ हा आम् आमां सीट् नम्बर् तु थर्टि टु अस्ति थर्टि टु तु सम्यक् अस्ति मम सीट् सम्यक् अस्ति मम पार्श्वे या अस्ति तस्या सीट् सम्यक् नास्ति सा मम उपरि वारं वारम् आगच्छति

आम् आम् सा तु अत्रैव अस्ति आं तस्य कृते क्लेशः भवति एतदर्थं अस्माकमेव कृते क्लेशः अस्ति किमर्थं सा तु थट् न थर्टि टु अस्माकम् अस्ति थर्टि त्री तस्याः अस्ति सा यदा बस् टर्न् भवति तदा सा मम उपरि आगच्छति अहं किं करोमि सा सा स्वयं सा स्वयं सा शरीरात् स्वयम् आगच्छति हा ओ ओ तत्र महोदय परन्तु अहम् एवं वदामि इदानीमेव चेञ्ज् मा कुरु अनन्तरं यदा बस् स्टाण्ड्मध्ये गच्छति तदा किञ्चित् परिवर्तनं परिहारमपेक्ष्यते अस्माकं सलहम् अस्ति अग्रे हा अस्माकं कृते तु अस्ति ओ वयं कर्तुं शक्यते हा वयम् अरिजेश्ट् कर्तुं शक्यते अनन्तरं ये सर्वे आगच्छन्ति स वारं वारं किमर्थं अस्म कम्प्लेण् ददाति हा तर्हि सम्यक् नास्ति शासनार्थी सम्यक् नास्ति शासनव्यवस्था एवं भवति चेत् जनानां कृते क्लेशः भवति

एकः एव सीट् नास्ति महोदय एकः एव सीट् सम्यक् एवं नास्ति बहवः अस्ति अहं तु उदारणार्थम् एकं वदामि अन्यानि अपि अस्ति एवम् अस्ति भवान् स्वयं निरीक्षणं कृत्वा पश्यतु